आम् अहम् अधिकतरं सीवनकार्यं करोमि यतः एतत् कार्यं मम आत्मीयतया कुशलं च अस्ति प्रीतिरूपं कार्यमपि अस्ति वस्त्ररचनायाम् अहं सदा सूक्ष्मता मा माप् मापः माय मापः रङ्गः तथा आवश्यकानाम् विवरणानां यथा योग्यं पालनं करोमि सीवनं मम प्राधान्यं भवति यत्र प्रत्येकं वस्त्रं गृह ग्राहकरुचिम् परि भु पूरयेत् यद्यपि निट्टिङ्ग् अपि मया कुत्राचित् कु कृतं भवति विशेषतः शीतकाले वस्त्राणां निर्माणे तु मुख्यतया मम कार्यं सीवनस्य अङ्गे अधिकं कुशलम् अस्ति एतेन विधिना मया सूक्ष्मवस्त्राणां रचना चिरकालं कृता अस्ति वस्त्रनिर्माणे मम रुचिः विशेषरचनात्मकवस्त्रेषु भवति यथा विवाहवस्त्राणि विशेष मनो विशेष विशेषम् समारोपं समारम्भवस्त्राणि च एतेषु वस्त्रेषु यदा सौन्दर्यं रचनायाः नूतनत्वं च योज्यते तदा तत् कार्यं मम आत्मसन्तोषं जनयति यदा यदा अहं नूतनरीत्या वस्त्राणि रचयामि रच् रचा रचयामि तदा तदा अहं सन्तोषम् अनुभवन्ती आनन्दम् अनुभवन्ती स्म यद्यपि अहं दैनिकवस्त्राणि अपि क्वा कर् कुर्वे किन्तु तेषु साधारणरचनया स्यात् किन्तु विशेषसमारम्भेषु धर्तव्यानि वस्त्राणां निर्माणे मम विशेषः यत्नः भवति इदं कार्यं केवलं ग्रह ग्राहकरुचिं सम्पूरयति न अपि तु तेषां व्यक्तित्वमपि उद्दीपयति अहं सदा कार्यस्य गुणवत्ताम् एव प्रमुखं मन्ये न केवलं शीघ्रता सीवनकार्ये यद्यपि समयः आवश्यकः भवति प्रत्येकस्य वस्त्रस्य निर्माणे गुणवत्तायाः अपेक्षा अधिका भवति यदि वस्त्रं केवलं त्वरेण निर्माणं क्रियते तदा तस्य सौन्दर्यं तथा स्थायित्वं न स्युः अतः प्रत्येकस्य मापस्य प्रत्येकस्य रचना विन्यासस्य प्रत्येकस्य रूपेण यथोचितं विचारं कृत्वा अहं सीवनं करोमि आधुनिकं मापनवस्त्राणां तथा सूचिकायन्त्रस्य उपयोगेन कार्यं शीघ्रं तथा सुष् सुष्ठुतया सम्पादयति सर्वदा मया कार्ये योजना आवश्यकी यत् प्रत्येकं कार्यं समये तथा निर्देशतया सम्पूर्णं भवेत् तस्मिन् अधिकं तस्मिन् अहम् तस्मिन् अधिकं ध्यानं ददामि वस्त्रनिर्माणे प्रथमं विचारं यत्किं कुत्र योजनीयं कति दिनेषु सम्पूर्णं कार्यं भवेत् इति निश्चितं करोमि एवमेव कार्यस्य न केवलं शीघ्रता भवति अपि तु गुणवत्ता अपि सुनिश्चितं भवति अन्ते वस्त्रनिर्माणे मम दृष्ट्या केवलं का कला न भवति अपि तु प्रत्येकस्य वस्त्रस्य विशेषसंवेदना अपि भवति यदा ग्राहकः तेन वस्त्रेण आत्मविश्वासम् अनुभवति तदा यस्य प्रसन्नतया मम ऋचिः पूर्णता प्राप्नोति मम लक्ष्यं केवलम् केवल वस्त्रं सज्जीकर्तुं न अपि तु प्रत्येकजनस्य रुचिं व्यक्तित्वम् च प्रति फलस्य यन्त्रं वस्त्रं निर्मितुम् अस्ति अतः सीवनकार्ये सदा मम यत्नः कला गुणवत्ता समयबद्धता च एकत्र सङ्गच्छन्ति